हा हरिः ओम् किं चलति भोः हु हुं

आगमानुयायी हा युक्त्यनुयायी विज्ञानवादस्य वैशिष्ट्यम् अन्यत् आगमानुयायी इत्यस्य भिन्नं प्रथमं तु इदं लेखनीयं यत् विज्ञानवादस्य उद्देश्यं किम् अस्य उद्देश्यम् अस्ति अस्य उद्देश्यम् अस्ति बोधिः सम्बोधिप्राप्तिरिति विज्ञानवादस्य विज्ञप्तिमात्रतया ज्ञानं यदा भवति तदा सः बुद्धः भवति अथवा बोधिं प्राप् प्राप्य एव बोधिम् अवाप्य एव विज्ञप्तिमात्रताया ज्ञानं भवति इति वस्तुस्थितिः तर्हि आगमे अनुयायिनः भवन्तु युक्ति अनुयायिनः वा भवन्तु सर्वत्रैव वैशिष्ट्यम् इदमेव वर् वर्तते बोधिं गन्तुम् एव एते अनुयायिनः भवन्ति युक्त्यापि भवितुं शक्यते किन्तु तत्र तत्रापि साधना अपेक्षिता वर्तते आगमानुयायिनाम् अपि यद् अस्ति तत्र आगमस्य प्रामाण्यम् अपेक्ष्यते इदं लेखनीयं किन्तु लक्ष आ एवं लेखनीयं यत् एते ये आगम ये सन्ति अष्टविध विज्ञानुवादिनः आगमानुयायिनः तेषामपि विभजनं त्रिविधमेव जायते तर्हि समता ज्ञाने कः परणितः भवति मार्गगतायाः ज्ञाने कः परणितः भवति सर्व कार्यगतायाः विषये के के क कस्य परिवर्तनं जायते आश्रयस्य प्रवृत्तिः कथं जायते इत्यपि तत्र लेखनीयम् युक्तन्यायिनां मध्ये तु साधना एव वैशिष्ठं भवति प्रथमं तु प्रमाणसास्त्रस्य वैशिष्ठ्यं अस्ति युक्तेर्न्यायिनां कृते प्रमाणस्य ज्ञानं तत्र अपि सत्य अधिकृत्य परमार्थसत्यस्य व्यक्तिः केन उपायेन जायते तत् अवलोकनीयं तद् लेख्नीयं सत् अधिकृत्य चलति एतेषाम् लेकिन् हा तत्रापि परमार्थसत्यस्य वै वैशिष्टं भवति तदेव बोधिः इत्यत्र एवमस्ति समीचीनम् आ लिखित्वा आगच्छ कक्षे आगच्छ आ विना लिखित्वा अपि आगच्छ आगच्छ